संस्कृतभाषायाः विकासः कथं सञ्जातः इत्युक्तौ पूर्वतनकाले अस्माकं जनाः भाषणं कुर्वाणः आसन् तत्तेन विकासः सञ्जातः आसीत् इदानीमपि एवं सन्ति केचन सर्वदा गृहे संस्कृतेन एव सम्भाषणं कर्तव्यं तद्वत् संस्कृतेन एव पठितव्यम् इत्येवं केचन जन् जनाः इदानीमपि भवन्ति तत्र परिवर्तनं केपि मया दृष्टं वा इत्युक्तौ सर्वदा दृष्टम् इदानीमपि पश्यन्नेव अस्मि कश्चन बालकः बालादारभ्य भाषणं कुर्वन्नस्ति तस्य प्रायः तस्य मातृभाषा भवति अन्या किन्तु मातृभाषा यथा सः भाषणं करोति तथैव भाषणं करोति संस्कृतभाषा तत्तु परिवर्तनमेव खलु तत्तु समीचीनमेव केचन पठित्वा भाषणं कुर्वन्ति केचन बालादारभ्य एव भाषणं कुर्वन्ति तस्मादारभ्य एव परिवर्तनस्य कालः यदा वयं तदा एव परिवर्तनं करिष्यामः तर्हि सः बाल्यकाले सम्यक् सम्भाषणं कर्तुं पाठयति तदनन्तरं तु सः कालेज् इत्यादि पठनकाले सः इतोपि अधिकं पठितुं वा अन्येभ्यः पाठयितुं वा सः सम्यक् भवेत् यतो हि बाल्यकाले एव तस्य भाषा समीचीना अभूत् इति कृत्वा तस्य भाषा विषये लज्जा न् न स्यात् तत् तदेव मुख्यम् तदेव परिवर्तनस्य आरम्भः